अहं फ़्लिप्कार्ट् एप् माध्यमेन एकां लेखनीम् आर्डर् कृतवती सा लेखनी मया प्राप्ता लेखन्याः स्वरूपं सम्यक् आसीत् एवं चित्रकर्म अपि शोभनम् आसीत् एषा लेखनी अतीव उत्तमा अस्ति सर्वे एतस्याः लेखनी उपयोगं कर्तुं शक्नुवन्ति सर्वस्य कृते अतीव उपयोगीनी भविष्यति